नमस्ते स्विगि मया शेरोवाली इति उपाहारगृहात् मसालादोसा इति भोज्यपदार्थः याचितः आसीत् एकादशवादने मया इतः तत्र ओर्डर् दत्तम् आसीत् तथापि अधुना पर्यन्तं तस्य सम्प्राप्तिः न जाता अस्ति कृपया अस्य भोज्यपदार्थस्य प्रेषणं सत्वरमेव केन्द्रीयसंस्कृतविश्वविद्यालयः एकलव्यपरिसरः निम्बुचेरा इत्यत्र कुर्वन्तु इति प्रार्थना